आम् इन्डियन् ऐडल् इत्यादिसङ्गीतसम्बन्धिनः कार्यक्रमान् अहं पश्यामि तत्र पवन्दीप् राजन् इति भागगृहीता मम बहु इष्टः तेन अहं किमपि नूतनं न अधीतम्